विश्वविद्यालयेषु भारतीयकलानाम् अध्ययनं यत् प्रचलति तस्य गुणवत्तताविषये यत् किञ्चित् वक्तुं इच्छामि तत्र विश्वविद्यालयेषु सङ्गीतं पाठयन्ति डिप्लोमा प्रथम अनन्तरं डी म्यूसिक् एम् म्यूसिक् इत्यादि कोर्स् भवन्ति तत्तु सर्टिफिकेट् निमित्तं कोर्स् तावदेव इत्युक्ते ज्ञानं भवति यत्किञ्चित् ज्ञानं भवति परन्तु सर्टिफिकेट् कृते ज्ञानं भवति यदा सर्टिफिकेट् मिलति एम् म्यूसिक् वयं एम् म्यूसिक् इदानीम् अहमेव करोमि चेत् इदानीं सामान्यतः मम मनसि तु उदयति ओ सर्टिफिकेट् सम्पादनीयं सम्यक् अङ्काः प्राप्तव्याः तदर्थम् अहं सम्यक् पठनीयं इति ता तात तत् सन्दर्भे अहं सम्यक् पठामि अनन्तरं परीक्षानन्तरं सर्टिफिकेट् आगच्छति अनन्तरं सर्वं विस्मृत्य अहम् अन्यत्र गच्छामि अनन्तरं संगीतमेव अभ्यासं करोमि वा न वा इत्येव न जाने परन्तु गुरुमुखेन सङ्गीतं सम्यक् अभ्यस्य सः प्रतिदिनम् अभ्यस्य सङ्गीतकार्यक्रममपि गत्वा सः आत्मतृप्त्यर्थं स सङ्गीतं साधयति चेत् सः प्रतिदिनम् अभ्यासं कुर्वति जीवनपर्यन्तम् आजीवनपर्यन्तं सङ्गीते एव जीवति तदर्थं गुरुमुखेनैव अभ्यासं कर् करोति चेत् योग्यं भवति केवलं यूनिवर्सिटी इत्युक्ते तत् सर्टिफिकेट् निमित्तं कोर्स् भवति ज्ञानाय न भवति तदर्थं गुरुमुखेन एव अभ्यस्तव्यम् इति अस्ति उपनिषदि अपि गुरुमुखेन एव अभ्यस्तव्यम् इति अस्ति उपनिषदः इत्युक्ते समीपे उपविश्य अध्ययनं कर्तव्यम् तदर्थम् गुरुमुखेन यद्भवति तदेव सम्यक् भवति एतत्तु केवलं मार्क्स् अथवा सर्टिफिकेट् इत्यादिकं किञ्चित् ज्ञानं भवति शाश्वतज्ञानं भवति न न भवति तदर्थं गुरुः अपेक्षितं तदेव कर्तं गुरुः